यदा मया अधीकदिनानि बहिः गन्तव्यं भवति तदा पादपपरिपालनार्थं गमनात् पूर्वमेव अहं जलं ददामि सर्वाणि आन्तरिक बहिः कुम्भवनस्पतयः शीतलच्छायावातावरणे स्थापयामि येन अतिरिक्तसूर्यप्रकाशस्य उपस्थितौ जलं शीघ्रं न शुष्कं भवति सजलयुक्ताः वनस्पतयः सप्ताहं यावत् स्थातुं शक्नुवन्ति एकं गृहवनस्पतिस्नानं स्नानकुण्डस्य वा जलनिकासीछिद्रं अवरुध्य कतिपयैः इञ्चैः जलेन पूरयित्वा जले तौलस्तरं स्थापयामि येन सर्वं जलं तोल्यैः सिक्तं भवति एषा व्यवस्था सप्ताहं यावत् वनस्पतीनां जलं दातुं शक्नुवन्ति यदि अवकाशे दीर्घकालं यावत् स्थाप् स्थास्यामि चेत् सर्वाणि आन्तरिक वनस्पतयः बहिः आनयामि गृहस्य प्रवेशद्वारस्य समीपे वा अन्यस्य कस्यापि सुविधाजनकस्थानस्य समीपे एव स्थापयामि यदा मया दूरस्थे पादपपरिपालनार्थं जलं दातुं न शक्यते तदा मित्रम् प्रतिवेशिनः मालिं भवनकर्मचारिनां कृते वा पृच्छामि